मम वार्ता स्विग्गी इत्यत्र जायते खलु मम कृते मिष्टान्नम् अपेक्ष्यते रसगोलकम् इति यदि अस्ति चेत् तदेव पञ्चशतजनानाङ्कृते मया निर्देशः दातव्यः भवति तर्हि एतद् भवन्तः कृपया सूचयन्तु यत् प्रतिभोजनालयं कथं तस्य व्ययः भवति यदि यत्र न्यूनातिन्यूनं नाम पञ्चशतं यावत् जनाः सन्ति इत्यतः मम कृते प्रायः सहस्रं रसगोलकं रसगोलकानि अपेक्षितानि भवन्ति तत्र न्यूनातिन्यूनव्ययेन कस्मिन् भोजनालये भवतीति के कृपया वदन्तु तर्हि यदि तद् समीचीनरू रूपेण अपि ते ददति चेत् ततः आर्डर् स्थापयतु